अहं ग्रन्थालयं गच्छामि अस्माकं विश्वविद्यालये यः ग्रन्थालयः वर्तते अस्मिन् ग्रन्थालये अहं प्रतिदिनं गच्छामि गृहे वैयक्तिकग्रन्थालयः नास्ति तथापि निर्मीयः इति काचित् आशा अस्ति तत्र विश्वविद्यालयीयग्रन्थालयः वर्तते तत्र पुस्तकानि सन्ति शोधप्रबन्धाः सन्ति पत्रिकाः सन्ति सुव्यवस्थितरूपेण सर्वाणि पुस्तकानि स्थापितानि सन्ति उपवेष्टुम् उत्तमं सौविध्यं वर्तते एवं च तत्र जलपान जलस्यापि पेयजलस्यापि व्यवस्था अस्ति मयापि स्वगृहे ग्रन्थालयः निर्मीयः इति मम चिन्तनमस्ति तत्र उपवेष्टुम् एवं सौविद्ध्यं कल्पनीयम् एवं तत्र वायु आग यथा वायुः आगच्छेत् तथा व्यवस्था करणीया एवं च तत्र पुस्तकानि यानि सन्ति तानि व्यवस्थितरूपेण स्थापनीयानि सन्ति तत्र विद्युत्व्यवस्था कल्पनीया अस्ति पुनश्च तत्र एकः एका उत्पीठिका स्थापनीया तस्य उपरि पुस्तकानि संस्थाप्य अध्येतुं सौकर्यं भवति एतादृशं मम चिन्तम् अस्ति